मम नाम गणेशः अहं सद्यकाले एव सेम्सङ्ग् जी नयण्टि क्रीतवान् तस्य विषये किञ्चित् वक्तुम् इच्छामि तत्र डिस्प्ले इत्यादि सम्यक् एव अस्ति परन्तु तस्य विद्युत्कोषः सम्यक् एव नास्ति यतोहि अहं सम्पूर्णं चार्जिङ्ग् कृतवान् चेत् अपि एकघण्टा यावत् एव तिष्ठति तदन्तरं चार्जिङ्ग् न्यूनम् एव भवति इति कारणेन अहं तु वदामि एतत् न स्वीकरणीया इति